अस्ति भूयिष्ठं महत्वं मूल्याङ्कनानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकं मौल्यं यतः एतेषां सङ्ग्रहेण न केवलं मूल्याङ्कनम् इत्यादयः रक्षितः भवन्ति अपि तु एते सर्वे अपि अस्माकं सं संस्कृतेः सम्प्रदायस्य महात्मनां इतिहासस्य च स्मारकाः भवन्ति अतः एतेषां सङ्ग्रहः येषाम् अभ्यासरूपेण भवति स तु अत्यन्तम् उत्तमः अभ्यासः एव नाम पुरातनानां मूल्याङ्कनानां मुद्राणां पाषाणखण्डानां दर्शनेन किं ज्ञायते किं स्मर्यते इति चेत् देशस्य संस्कृतिः उत्तमाः प्रातस्मरणीयाः वीरपुरुषाः वा धन्यजीविनः वा स्मर्यन्ते पुनश्च अस्माकं देशस्य गतिः कथम् आसीत् अधुना कथम् अस्ति इति तौलनिकम् अध्ययनम् अपि कर्तुं शक्यते